उडुपिप्रदेशे ऐतिहासिकः श्रीकृष्णदेवालयः विद्यते इदानीम् उडुपिक्षेत्रं श्रीकृ श्रीकृष्णकृष्णक्षेत्रमित्येव विश्वे प्रसिद्धमस्ति एतस्य भगवतः श्रीकृष्णस्य प्रतिष्ठाविषये एका कथा विद्यते एषा कृष्णप्रतिमा द्वारकातः अत्र आगता विद्यते द्वारकानगरे गोपिकास्त्रियः एतस्याः पूजनं कृतवन्तः एषा एव प्रतिमा गोपीचन्दनस्य आवरणे नौकया उडुपिनगरं प्रति समुद्रतीरे समागता तत्र महान् वातः सञ्जातः तस्य निवारणं जगद्गुरवः मध्वाचार्याः कृतवन्तः अतः प्रसन्नः नौकाधिपः तां प्रतिमां जगद्गुरवे दत्तवान् गोपीचन्दन आवरणे युक्तां प्रतिमां तत्र समुद्रतीरतः स्वीकृत्य मध्वचार्यः अत्र श्रीकृष्णस्य प्रतिष्ठाम् उडुपिक्षेत्रे कृतवन्तः इति कथा श्रूयते अष्टमठादीशैः एतस्य पूजनं प्रतिदिनम् अतीवविशिष्टरूपेण क्रियते